भवान् खलु

भवतः नाम चन्द्रशेखरः खलु भवान् जयनगरे वसति वा अहम् अहम् इण्डियन् एजुकेशनल् अकाडमि इति अस्ति एका विद्यासंस्था अस्ति जक्कूर् समीपे अस्ति अस्माकं क्षेत्रं तत्र नूतना शाला निर्मातव्या इति मम अस्माकं मनसि ट्रस्ट् द्वारा करणीयमस्ति अस्ति विस्तारः शालायाम् इदानीं प्रायः अस्माकं कृते विंशतिप्रकोष्ठाः अपेक्षिताः क्रीडाङ्गणम् अपेक्षितम् अनन्तरम् द्वयं भवेत् परन्तु इदानीम् अट्टकद्वयं परन्तु अग्रे भविष्यति अट्टकचतुष्टयमिति भविष्यति इदानीम् अट्टकद्वयं पर्याप्तम् हा सत्यं सत्यं तत्तु कारणीम् अनन्तरं कर्तुं न शक्यते तदेव प्रायः विंशतिः विंशतिः प्रकोष्ठाः आसीत् प्रकोष्ठाः विशालाः भवेत् अतः इदानीं पञ्चाशत् बालिकाः छात्राः उपविशेयुः तथा निर्मा निर्मातव्यम्

हा हा हा न नै न क्वा नैव नैव क्वालिटि वि क्वालि सत्यं सत्यं क्वालिटि विषये क्वालिटि एव यतः यतः बहु वर्षाणि उत् छात्राणाम् उत्तमं फ़ेमिलि बेक्ग्रौण्ड् भवति ते धनं यच्छन्ति तस्मिन् विषये अस्माकम् एतद् नास्ति हा हा हा बात्रूमु टाय्लेट् एतत् सर्वं मम अतीव नूतनतया बवेत् प्रायः प्रत्येकं प्रत्येकं भवेत् प्रायः चत्वारः अथवा चत्वारः प्रकोष्ठाः तदर्थं शौचालयः शौ अध्यापकानां प्रकोष्ठः सत्यं तेषां तत् किं भवेत् तत्रैव तेषामपि पृथक् एतद् भवेत् शौचालयाः भवेयुः सत्यं वाचनालयः भवति अनन्तरं कम्प्यूटर् लेब् भवति अनन्तरम् सत्यं तद् वदामि तद्वदामि एतत् रसायनशास्त्रस्य एकम् अनन्तरं भौतिक भौतिकशास्त्रस्य एकम् अनन्तरं जीवविज्ञानस्य एकम् इति अनन्तरं ग्रन्थालयः भवति एतत् सर्वं प्रायः अस्माभिः लिक् चिन्तितं कथं कति प्रकोष्ठाः किमर्थं तेषाम् उपयोगः इत्यादि अनन्तरम् इदानीं तु वैद्यः वैद्यः अपि नियोक्तव्यः अस्ति अनन्तरं एस् यू पी डबल्यू इति एकः विषयः अस्ति तदर्थम् एकः प्रकोष्ठः सत्यं कार्यालयः प्राचार्यस्य प्रकोष्ठः उपप्राचार्यस्य प्रकोष्ठः सत् सत्यम् अनन्तरं सत्यं सत्यं वि सत्यं सत्यम् सत्यं क्रीडा क्रीडाध्यापकस्य कृते एकः प्रत्यक् प्रकोष्ठः अपेक्षितः

ओहो क्रीडाङ्गणं सन्ति क्रीडाङ्गणं परितः अनन्तरं शालां परितः शालां परितः वृक्षाः भवेयुः ह तदर्थं भवता कीदृशाणां वृक्षाणां कीदृशाणां वृक्षाणां चयनं क्रियते इत्यपि वक्तव्यम् सत्यम् अनन्तरम् अनन्तरं पुनः वदामि वाहनानां कृते नि स्थानं यथा अध्यापकाः छात्राणां कृते अन्यत् सत्यं क्रीडाक्षेत्रम् अपि क्रीडाक्षेत्रम् अपि तत्र पादकन्दुकक्रीडा एतत् कन्दुकार्थम् एकम् अनन्तरं बेस्केट् बाल् एकं हा कबड्डि एकम् इति इदानीं निश्चितम् एतदर्थं स्थानं नास्ति क्रिकेट् कृते स्थानं नास्ति परन्तु अन्याः क्रीडाः भवितुम् अर्हन्ति अनन्तरं प्रार्थना सभायां एतत् एकं स्टेज् भवेत् तत्र ध्वनिवर्धिकाः इत्यादिकं स्थापनीयाः भवन्ति महा न शक्यते हा ह वयमागच्छामः वयमागच्छामः वयं वयं षड्वा पञ्चजनाः सप्तजनाः आगच्छामः अस्तु धन्यवादः अस्तु अस्तु अस्तु अस्तु